नमस्कारः अहम् अवधेशः पद्मावतीभोजनालयस्य दैनंदैनिकग्राहकः अस्मि अद्य मम मित्रस्य अवतरणदिवसः वर्तते तदर्थं भवन्तः पञ्चाशत् स्थालिकाः सायं सप्तवादनात् प्राक् राष्ट्रियसंस्कृतविश्वविद्यालयः इति नाम्नि प्रेषयन्तु तदर्थं भवन्तः तस्मिन् किञ्चित् डिस्कौण्ट् अपि स्थापयन्तु अनेन महान् उपकारः भवति धन्यवादः